अहं अमेज़ोन् इत्यतः डेल् सुपर् स्लिम् लेप्टाप् आर्डर् कृतवान् तस्य मम अतीवसकारात्मकः अनुभवः वर्तते तस्य भारमपि अतीवन्यूनं वर्तते आकृतिश्चापि आकर्षिका वर्तते तेन तस्य वहने सौकर्यं भवति तस्य प्रदर्शनमपि उत्कृष्टं भवति अस्य प्रोसेसर् इति अपि सम्यक् अस्ति तस्मात् क्रीडासमये सौकर्यं भवति अस्य वर्णः अपि मनोहरः वर्तते अतः इदं मूल्यानुगुणं सार्थकं वर्तते इदं यन्त्रं क्रेतुं उपयोक्तुञ्च योग्यं वर्तते इति मम अभिप्रायः